अहं संस्कृतभाषां मम प्राक्शास्त्री आरभ्य पठितवती परं तत्र मम तु एकमेव पत्रमासीत् यदा अहम् आचार्यां कृतवती तदानीं सम्पूर्णं पञ्चपत्राणि अपि संस्कृतभाषायाम् एव लिखेत् नाम सम्पूर्णतया अहम् आचार्याम् आरभ्य स संस्कृतं पठितवती एवं च तदनन्तरम् अहं शिक्षाशास्त्रिं यदा कृतवती तदानीं संस्कृतभाषायां भाषयितुं किञ्चित् समर्था अस्मि तदनन्तरं सिक्षाचार्मपि कृतवती तदन्तनं तदनन्तरं सिक्षाचर्म् अपि कृतवती तदानीमपि किञ्चिद् ज्ञातवती कथं भाषणीयं संस्कृतम् इति एवमेव मद्ये मद्ये शिबिराणां चालितवती बालकेन्द्रम् इत्यपि एकं चालितवती अहं एवं च बाल् बालकेन्द्रे तत्र बालिकाः बालः लघु लघु बालाः अत्यन्तं सुन्दरतया संस्कृतं भाषयन्ति संस्कृतेन गीतानि गायन्ति एवं संस्कृते क्रीडाः क्रीडन्ति श्लोकाः वदन्ति एवं बहु सम्यक्तया आसीत् बालकेन्द्रं तत्र अहं गीतानि गापितवती तेषां कृते एवं च क्रीडाः क्रीडापितवती एवमासीत् तदनन्तरम् अहं शिभिराणि अपि कानिचन शिभिरानि अपि चालितवती तदनन्तरम् इदानीमहं विद्यावारिदिं कुर्वन्ती अस्मि विद्यावारिदिं मद्ये अपि अहं किञ्चित् संस्कृतभाषां ज्ञातवती एवं मम संस्कृतभाषायाः आरम्भः मम प्राक्शास्त्रीस्तरे कृतमासीत् अदुनापर्यन्तं चला चलन् अस्ति एवमेव अहं सं भविष्क भविष्यत्काले अपि किन् इतोपि सम्यक्तया संस्कृतं भाषयितुम् इच्छामि प्रयत्नमपि करोमि च